हरिः ओं हा नमस्ते नमस्ते अहं दीपावलिः आगच्छति खलु तदर्थं शाटिकां हा शाटिकां क्रेतुम् इच्छामि म इच्छामि दर्शयति वा हा हा हा अस्तु अस्तु अस्तु दर्शयतु प्रथमं दर्शयतु काः काः शाटिकाः मम कृते तु हा कौशेयशाटिकाः सन्ति वा कौशेयशाटिकाः आमामामाम् आम् आं तदेव मह्यं सा शाटिका एव मह्यं रोचते म मयूरस्य कण्ठः आमाम् आगच्छामि एकनिमेषं तिष्ठतु मयूरस्य कण्ठः अस्ति खलु समानवर्णः हरितनीलवर्णमिश्रितमयूरकण्ठवर्णशाटिका अस्ति वा दर्शयतु कृपया ह ह ह आमामाम् आमाम् आम् ह म् न न न महोदय न महोदय मह्यम् एषा शाटिका न रोचते मह्यम् एषा शाटिका तु बोर्डर् रहिता अस्ति बोर्डर् सहिता वव य् व् अ मयू कौशेयशाटिका मयूरवर्णशाटिका अस्ति दर्शयति वा ह आ ह अस्तु अस्तु एकवारं प्रदर्श्य अहम् एकवारम् अहं दर्पणे अहं पश्यामि वा तर्हि मम उपरि स्थापयतु किञ्चित् पुटयित्वा हा पुटनं कृत्वा स्थापयतु अहं दर्पणे अहं दर्श पश्यामि अनन्तरम् अहं क्रीणामि वा न वा इति अहं निश्चयं करोमि ह् आ अस्तु अस्तु बहु उत्तममस्ति एतद् एषा एतां शाटिकां एव क्रीणामि अस्तु ज् द मूल्यं कि अस्तु अस्तु महोदया प्याक् ड़ करोतु महोदया अस्तु धन्यवादः हा